लोकयानस्य विषये वक्तुं शक्यते लोकयानस्य लोकयानः सर्वे जनाः मिलित्वा परस्परं प्रयाणं कर्तुं लोकयानस्य आवश्यकम् अस्ति अहं तु बाल्यावस्तायाम् मम त्रिंशति एकवर्षपर्यन्तं लोकयाने एवं यानस्य प्रयाणं कृतवान् तत्र सर्वे जनाः आगच्छन्ति तत्र महिला सदस्याः आगच्छन्ति तत्र वृद्धाः आगच्छन्ति बालाः आगच्छन्ति तत्र सर्वे मिलित्वा तेषां ग्रामं प्रति गन्तुं लोकयानस्य उपयोगं प्राप्यते किन्तु लोकयाने यत् ग्रामं यः गन्तव्यं तत् ग्रामं प्रति गन्तुं समीचीनं भवति अहन्तु बहवः वर्षाणि लोकयानं यानेन प्रवासं कृतवान् किन्तु एकदा बहुदूर दूरे लोकयाने गतवान् अहं तत्र मध्ये मध्ये ग्रामे ग्रामे स्थापयित्वा यानं गच्छति तत्र मम मम तु अतीव सन्तोषम् अभवत् बहवः ग्राम ग्रामस्य द्रष्टुं भवतु द्रष्टुं शक्यते तत्र बहवः ग्रामीणाः जनाः मिलति येषां प्रति सम्भाषणम् अपि कर्तु शक्यते तेषां क्लिष्टविचाराः सन्तोषविचाराः विनिमयं कर्तुम् अपि शक्यते लोकयानस्य उपयोगम् अतीव लोके अस्ति